आपणं आगता नमस्ते सर

अस्माकम् आपणे लघुछात्राणां क्रीडार्थं पठनार्थं अनेकानि वस्तूनि सन्ति अत्र पश्यन्तु महोदयः आङ्गल आङ्गलभाषा संस्कृतभाषा कन्नडवर्णमालाविन्यास कलर् ऐडेण्टिफै कर्तुं चित्राणि शाकानां चित्राणि वाहनानां चित्राणि अनेक अनेक सन्ति महोदयः किं महोदयः आम् महोदयः द्विशतं रूप्यकाणि महोदयः पञ् पञ्चसहस्ररूप्यकाणि महोदयः तथा न्यूनं कर्तुं न शक्यते महोदयः अस्तु किञ्चित् न्यूनं करिष्यामि सार्ध चतुः सहस्ररूप्यकानि ददातु महोदयः आम् महोदयः धन्यवादः महोदयः धन्यवादः महोदयः